पारम्परिकचिकित्सा अस्ति आयुर्वेदः सिद्धः सिद्धः ओमियोपति इति अहं जानीमः आधुनिकः चिकित्सापि जानीमः अलोपति अलोपति अपेक्षया किं सौकर्यमस्ति चेत् पारम्परिकचिकित्सायां किं सौकर्यमस्ति चेत् चेत् किमपि सैड् एफ़्फ़ेक्ट्स् न भवन्ति आरोग्यं सम्यक् भवति इदानीं निरन्तरम् पारम्परिकचिकित्सां स्वीकुर्मः चेत् आरोग्यं सम्यक् भवति